मम परिवारे दीर्घकालात् आचार्यमाणाः विशिष्टाः आचाराः सन्ति प्रथमं प्रथमं विषयं ज्येष्ठाः पञ्चायतनपूजां प्रतिदिनं पञ्चायतनपूजां कुर्वन्ति सु आदित्यः शिवः शिवः शिवलिङ्गस्य अनन्तरं विष्णुशालिग्रामस्य विनायकस्य अनन्तरं सुब्रह्मण्यस्य वेल् तद् पञ्च ईश्वराणामपि प्रतिदिनम् अभिषेकम् अलङ्कारं तद् पुष्पैः पूजयन्ति अनन्तरम् नवरात्रि समये वा तादृश समयेषु वयं प्रतिद् पारायणं कुर्मः सप्तशतिपारायणम् अनन्तरं भग पारायण भ भगवद्गीतापारायणं वा प्रतिदिनं सायङ्कालेषु श्लोकं वा बि विष्णुसहस्रनामं वा ललितासहस्रनामं वा तादृशान् श्लोकान् वयं पारायण् श्लोकानां पारायणं कुर्मः वयम् अनन्तरं स्नात्वा किमपि कार्यं बहिः गन्तव्यम् अपि चेत् बहिः गन्तव्यम् अपि तादृशेषु दिनेषु अपि स्नात्वा एव बहिः गच्छामः प्रतिदिनं पूजां सन्ध्यावन्दनं त्रिकालसन्ध्यावन्दनं भवति ज्येष्ठाः त्रिकालसन्ध्यावन्दनं कुर्वन्ति महिलाः प्रतिदिनं पारायणं कुर्वन्ति अनन्तरं श्रीरामनवमी उत्सवः

चत्वारिंशत् वर्षेभ्यः पूर्वं श्रीरामनवमी उत्सवः अस्य आरम्भः अभवत् इदानीमपि अस्माकं गृहे तद् कुर्वन् कुर्वन्त्यः सन्ति वयम्